भारतवर्षस्य अस्माकं राज्ये अर्थात् मम राज्ये पश्चिमबङ्गराज्यं राज्यमूलतः सम्यक् स्थानं भवति बहुत्र तत्र बहवः गन्तव्यानि स्थानानि सन्ति तत्र किमपि द्रष्टुं शक्यते तत्र बहुकिमपि अस्ति यथा कोल्कत्तानगरं कोल्कत्तानगरं यथा तत्र किं किं द्रष्टुं शक्यते तत्र राणी भिक्टोरिया पेल् पेलेस् अस्ति अनन्तरं बेलूरमठः अस्ति यस्य इतिहासः बहु प्रसिद्धमस्ति अनन्तरम् इस्कान् मन्दिरमपि अस्ति कल्कत्तानगरे तत्र नदियाजिलायाः अन्तर्गतः इस्कान् मन्दिरम् अस्ति यस्य बहुपुरातनः इतिहासः भवति अस्माकं सनातनधर्मस्य धर्मस्य मन्दिरं भवति इस्कान् मन्दिरम् तत्र कोल्कत्तानगरे अस्य अस्माकं पश्चिमबङ्गः राज्ये बहुत्र भ्रमणीयस्थानानि सन्ति तत्र दार्जिलिङ्ग्मध्ये अपि भ्रमणं कर्तुं शक्यते